अहं बेङ्गलूरुनिकटस्थः वर्ते मम कृते भोजनम् अपेक्षितं मम गृहस्य समीपे तु भोजनस्य एकं रेस्टोरेण्ट् वर्तते तस्य नाम वर्तते विनायक रेस्टोरेण्ट् इति तस्मात् मम कृते भोजनमपेक्षितं भोजनं किं भवेत् नाम दोसा अपेक्षितं तत् दोसा एतादृशं स्थानं प्रति अपेक्षितं मम नाम रामः अत्र अहं बेङ्गलूरुनिकटे जीवनं यापयामि बेङ्गलूरुमध्ये यलहङ्का मध्ये प्रथमं मेन् मध्ये द्वादशतमे अपार्ट्मेण्ट् मध्ये द्वितीयं मम गृहं वर्तते तत्र मम कृते भोजनमपेक्षितं कृपया मम कृते तद्भोजनं दापयन्तु